अहं योगाकक्षासु भागम् उवाह चेत् बहु सम्यक् अस्ति तत्र बहवः जनाः सन्ति खलु अतः बहवः जनाः जनाः समीपे वयमपि योगा कर्तुं चेत् बहु उत्साहं भवति बहु सम्यक् सन्ति तत्र गुरुः अपि अस्ति खलु अतः गुरुः किं वदति तत् वयमपि करोति चेत् साक्षात् किञ्चित् किञ्चित् दोषाः सन्ति चेत् ते निरूढवन्तः अतः बहु सम्यक् सन्ति गृहे वयं योगाभ्यासं करोति चेत् एका एव करोति अतः बहु लक्ष्यमस्ति चेत् एव कर्तुं शक्यते परन्तु किञ्चित् किञ्चित् किञ्चित् उत्साहं न सन्ति एका एव योगाभ्यासं करोति चेत् उत्साहं नास्ति अतः दोषाः सन्ति चेत् कोऽपि एवं करोतु एवं करोतु इति मध्ये मध्ये वक्तुं न शक्यते खलु अतः गुरुमुखतः योगाभ्यासं करोति चेत् सम्यक् सन्ति इति मम चिन्तनम्